भवतु मम इष्टतमं पुस्तकम् अस्ति भगवद्गीता भगवद्गीता पुनः पुनः पठामि किन्तु नूतनतया दृश्यते यदा यदा अहं पठितुम् आरभामि तथा पुनः पुनः नूतनविषयाः नूतनाः अर्थाः दृग्गोचराः भवन्ति गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः यत् स्वयं पद्मनाभस्य मुखपद्मात् विनिश्रुता इति तत् वचनं मनसि निधाय दृढम् विश्वसिमि तस्मात् तमेव ग्रन्थं पुनः पुनः आवर्तयामि तत्र बहु मन्त्रसदृशानि वचनानि सन्ति सदृशानि वचनानि सन्ति तत्र कर्मण्येवाधिकारस्ते मा फलेषु कदाचन माकर्मफलहेतुर्भूः भूः मा ते सङ्गोस्त्वकर्मणि इति वचनम् योगः कर्मसु कौशलम् अपि च बहूनि यत्किमपि स्वीकुर्मः तत् मन्त्रं भवति वय् व्यवहारपरिवर्तकं भवति तत्र उद्धारकं भवति तत्र जायतः विषयान् पुंसः सङ्गस्तेषूपजायते सङ्गात् सञ्जायते कामः कामस्तेषूपजायते कामात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् प्रणश्यति इति वचनम् अस्ति तत् अक्षरशः सत्यं भवति तस्मात् कारणात् बहु इच्छामि पठितुम् आवर्तयितुं तस्मात् कारणात् पारायणग्रन्थरूपेण ब तत्र भगवद्गीतां स्वीकरोमि अत्र तु श्रीकृष्णः भगवतःश्रीकृष्णस्य विषये बहूनि चित्राणि चलचित्राणि सन्ति किन्तु भगवद्गीता भगवद्गीतां यदि यः कोपि भव्य् भाविनि काले यदि चलचित्ररूपेण अ आविष्करोति अवश्यं द्रष्टुम् इच्छामि